अहं मूलतः मध्यप्रदेशनिवासी परन्तु मम ग्रामतः महाराष्ट्रराज्यं गुजरातराज्यं च बहु समीपे एव अस्ति तत्कारणात् मम मम प्रदेशे तु दालबाटिनाम्नः यत् पदार्थः वर्तते तद् बहु प्रसिद्धः परन्तु गृहात् समीपे महाराष्ट्र अस्ति तत्कारणात् तत्र पूरन्पोडिनाम्नः पदार्थः अपि बहु प्रचलति अनन्तरं गुजरातः अपि समीपे अस्ति तत् कारणात् तत्कारणात् ढोक्लाकमण् इत्यादिकमपि सुप्रसिद्धः परन्तु मध्यप्रदेशराज्यस्य बहूनि खा खादनार्थं बहूनि वस्तूनि प्रचलन्ति यथा कचोरि प पोहा इत्यादिकं तु बहु त् फ़ेमस् बहु त् प्रसिद्धमेव तत्र अस्त्येव मम राज्ये ये पर्यटकाः वर्तन्ते तेषां कृते खादनार्थं यानि वस्तूनि सन्ति ते सर्वे तद् ते तेषां तत् बहु रोचते मम राज्ये उज्जेन उज्जेन वर्तते तत्र गत्वा बहु जनाः पह् पोहा खादन्ति अनन्तरं तत्र कचोरि इत्यादिकमपि बहु प्रसिद्धमेव अनन्तरं तत् तत्र राज्यमध्ये मम मम प्रदेशे दाल् बाटि नाम्ना यत् पदार्थः वर्तते तत्तु अत्याधिकं फ़ेम् अत्याधिकं प्रसिद्धं वर्तते तस्य कारणं वर्तते तत्र तदस्त सः सः पदार्थः यत् किम् निर्माणप्रक्रिया वर्तते तत् सर्वान् जनान् बहु रोचते ते अनन्तरं तस्य स्वादपि बहु समीचीनं वर्तते तस्य कृते दाल् बाटी कृते यद् दाल् वर्तते तस्य बहुप्रकाराः सन्ति सन्ति एकः किम् आम्लम् एकं तिक्तः एवं द्वौ प्रकाराः वर्तन्ते